हा हेलो अयि भोः उडुपितः मङ्गळूर् प्रति गन्तम् कति रूप्यकाणि किम् एकसहस्रं वा तदिकं भवति भोः

दिवो रात्रौ वा को व्यत्यासः भोः तन्न मम विचारः भो भवतः विचारः अहं नवति रूप्यकाणि एव दास्यामि अस्तु भवतः कष्टं मां प्रति न वदतु उडुपितः मङ्गळूरुगमनं प्रति कति रूप्यकाणि भवति तदेव वदतु भवान् मां प्रति असत्यं मा वद कुतः इति चेत् दशदिनात् प्रागेव अहं गतवान् तदा अष्टशतम् इत्युक्तम् तथापि रात्रौ इति कारणात् चालनं क्लिष्टम् इत्यस्मात् कारणादेव नवशत रूप्यकाणि इत्युक्तम् एवं समाधानं न वक् न उच्यताम् मम वचनं न श्रूयते किल अहं तु आर् टि ओ मध्ये भवतः उपरि कम्प्लेण्ट् स्थापयामि पश्यतां अस्तु तर्हि अहमिदानीं पृच्छामि मौल्यं कति इति वदतु हा अस्तु अहमागच्छामि इदानीम्

हा अस्तु अस्तु पश्यामः